कार्ये कदापि दोषः स्खालित्यम् अभवत् यतोहि मनुष्यमात्रेण दोषो भवति कोऽपि कार्यं कथं करणीयं केन माध्यमेन तस्य सफलता तात्कालिकभावेन आयाति इति विषये प्रथमं ज्ञान आहरणं भूयात् तेन माध्यमेन कार्ये दोषपरिहारः भवति तथा स्वस्थजनानां वचनं श्रुत्वा दोषपरिहारं कुर्यात् धर्मग्रन्थानाम् अनुसारमपि दोषपरिहारं कुर्यात्